हरि ओं नमस्ते भगिनि आं सम्यक् श्रूयते श्रूयते आं भगिनि भवती का भवत्याः नाम किं आं भगिनि अहं श्वः आगच्छामि आगमिष्यामि अहं हिन्दी इन् एम् ए कृतवती अहं शारदाविद्यालये मैसूरुनगरे पूर्वं कार्यं कृतवती तत्र प्रथमकक्षातः अष्टमकक्षापर्यन्तं पाठितवती अहं हिन्दी च संस्कृतभाषां पाठितवती अस्मि अहं मैसूरुनगरे शङ्करविलासविद्यालये पठितवती अहं आं भगिनि अहम् इदानीं संस्कृतभाषायां डिग्रि कृतवती आं अहं पञ्चवर्षं पाठितवती पञ्चवर्षतः पा इदानीं अहं करोमि अस्मि अहं अन्या भा आ आ तत् शाला बहु दूरमस्ति हा हा भवत्याः शाला समीपमस्ति तदर्थमहं जोयिन् करोमि हा अहं क्रीडाविषयं इच्छामि किञ्चित् क्रीडाविषये इण्ट्रेस्ट् अस्ति अहं न न जानामि अहं वालिबाल् कोको टिटि टिटिक्रीडायां आसक्तिः अस्ति किं शिक्षणं पाठयितुं आं भगिनि आं भगिनि विद्यार्थिनः प्रेक्टिस् कृते इच्छामि आ अस्तु भगिनि अहं सम्यक् अहं अवश्यम् आगच्छामि नमस्ते राम् राम्